नमस्ते नमस्ते कथमस्ति मम नाम श्रीरामः अहं लेखकः अहं लिखित्वा गतवान् परिशिलनं करणीयमिति कृपया वदतु किं किमस्ति इति वदतु हा अहं अधुना भारते संस्कृतपठनं कथमस्ति सर्वत्र सम्भाषण शिबिराणि कथं प्रचलन्ति इत्येव मम लेखनं तत्र अस्ति

अहं करोमि अहं करोमि उत्तमम् अ आम् आं दृष्टवान् आं दृष्टवान् दृष्टवान् तत्र कति शिबिराणि अभवन् कति छात्राः आसन् इति प्रश्नः अस्ति तद् अहं पूरयामि तदनन्तरं कति छात्राः अनुवर्त अनुवर्तन शिक्षणं प्राप्नुवन्ति इति अपि अस्ति तत्र अन्तिमे अस्ति विषयः तद् अहं पुरतः स्वीकरोमि वा तत्र स्थापयामि वा भवती एव वदतु आं करोमि करोमि एकम् आं करोमि आं करोमि यद् दत्तं तद् उपयुज्य आं क्रमपरिवर्तनं करोमि करिष्यामि तदनन्तरं एवम् एवम् आम् आं सम्यगेव तदपि अहं योजयामि निश्चयेन अनन्तरमेकं टेबल् इव स्थापयामि स्थापयित्वा भवतः तत्र वर्गाः सन्ति कुत्र इत्यपि अहं लिखामि तत्र द्रष्टुं योग्यः भवति तादृशमपि अहं करिष्यामि निश्चयेन अवश्यम् अवश्यम् अवश्यं करिष्यामि निश्चयेन उत्तमविषयाः विषयः एव तद् अवश्यम् अवश्यम् अहं तदपि पृष्ट्वा स्वीकृत्य अहं तदपि पूरयामि उत्तमविषयाः एव सन्ति एव सर्वम् अस्माकं हस्ते सन्ति एव तदपि अहं पूरयामि तत्र अवश्यम् उत्तमं नमस्ते धन्यवादः रां राम्